अयं विषयं वक्तुम् अहम् उत्सुकः अहं तु संस्कृतम् अष्टादशवर्षाणां पर्यन्तं न पठितवान् ततः अहं संस्कृतं पठितं यदा आगतवान् तदेव मम जीवने शुभघटनायाः आरम्भः पुनः यदि अहं संस्कृतं पठामि संस्कृतलोके संस्कृतलोके ममापि तत्र व्यवधानं भवति चेत् ममापि तत्र त्यागः ममापि तत्र तपः संस्कृत अध्ययने भवति चेत् तदेव मम शुभस्य घटना इति अहं चिन्तयामि पुनः अहं शुभस्य घटना आरम्भम् एतदेव भवति अतः अहम् अष्टादशवर्षानन्तरं यद् संस्कृतं पठितुम् आगतवान् तदेव मम शुभस्य घटना इति अहं चिन्तयामि धन्यवादः